अहं आन्लैन् द्वारा एकं कङ्कणं आर्डर् कृतवती तत् हरितवर्णस्य कङ्कणं आसीत् अहं आन्लैन् द्वारा यदा दृष्टवती मम शाटिकायाः कृते यथा समीचीनमासीत् तथैव कृतवती यथा मया चित्रे दृष्टं तथैव आगतं तत्र सैज़् अपि समीचिनमेव अस्ति तत्र विशेषतया तत्र रचनाव्यवस्था वदामः चेत् तदमि तदपि उत्तम एव अस्ति तत्र यथा वदामः किमपि डामेज् इत्यादिकं न आसीत् क्वालिटि अपि उत्तममेव आसीत् मह्यं बहु अरोचत् चित्रे यथा आसीत् तथैव अस्ति अहं अतः पञ्च स्टार्स् ददामि अहं सन्तुष्टा अस्मि